अस्माकं प्रदेशस्य प्रधानः सांस्कृतिकः उत्सवः रथोत्सवादिका रथोत्सवः इत्यादयः तत्र परम्परा अस्ति के अनेके जना पूर्वजाः आचरन्तः सन्तः तत्र सांस्कृतिकः उत्सवः नाम तत्र यक्षगानादिकं नाटकादीनि सर्वत्र भवति गणेशोत्सवः भवति तत्र सङ्गीत उत्सवः भवति अनन्तरं वेदपारायणादिकं पुराणप्रवचनादिकम् अपि भवति तत् तस्मात् सांस्कृतिक उत्सवाः इति मम अभिप्रायः तत् सर्वेषां जनानामपि तत्र अवकाशः भवति उत्सवेषु तत्र यः सङ्गीतं जानाति तस्यापि अवकाशः अस्ति अनन्तरं तत्र क्रीडादीषु यः समर्तः भवति पटुः अस्ति तस्यापि अवकाशः भवति तस्मात् सर्वेषाञ्जनानां सांस्कृतिक उत्सवः तस्य अवकाशः भवतीति अयं विचारः विदेशीयप्रति अपि अहम् एवं वक्तुं शक्यते इति मम